सर्वाण्यपि दर्शनानि एकमेव उद्देश्यं मनसि कृत्वा प्रवर्तितानि सन्ति महर्षिभिः सः मुख्यः मु तद् मुख्यं प्रयोजनं विद्यते मोक्षप्राप्तिः इत्येव मया अधीतं शास्त्रं तु विद्यते न्यायशास्त्रम् तस्यापि मोक्षोपयोगित्वं महर्षिभिः गौतमैः लिखितम् एव विद्यते न्यायसूत्रे एवं सर्वेषाम् अपि दर्शनानां यदि तदेव मुख्यं प्रयोजनं तर्हि गन्तव्यः अध्वा भिन्नः भिन्नः भवति तावदेव न तु प्राप्तव्यं प्रयोजनम् अतः सर्वाण्यपि शास्त्राणि तत्प्राप्तुम् एव उपकुर्वन्ति एकमेव शास्त्रम् अधीत्य किमपि प्राप्तुं न लभ्यते अतः भिन्नभिन्नदर्शनानि पठनीयानि तत्र के के विषयाः किं किं स्वारस्यम् इत्यत्र इत्यादिकम् अपि द्रष्टव्यं भवति अतः बहूनि दर्शनानि पठ्यन्ते चेत् अस्माकम् एव सौकर्याय लब् भवति एवम् अस्माकं ज्ञानस्य अभिवृद्धिरपि भवितुम् अर्हति